आं संस्कृतसाहित्ये काव्येषु च संस्कृतभाषायाः कलात्मक कलात्मता दरीदृश्यते तत्र पञ्चमहाकाव्येषु शिशुपालवधम् अपि एकम् तत्र शिशुपालवधे अन्तिमे उपान्तिमसर्गेषु तैः विशिष्टाः प्रयोगाः विशिष्टरीत्या एव श्लोकानां रचनं कृतं वर्तते उदाहरणार्थम् एकः श्लोकः लिखितः अस्ति तत्र श्ल् पङ्क्तिचतुष्टयमपि समानाः एव दृश्यन्ते किन्तु भिन्नभिन्नविभागं क्रियते चेत् भिन्नभिन्नतया अर्थः उपलभ्यते एवम् अनेकधा अनेकप्रकारेण तत्र काव्येषु चमत्कारः दृश्यते अपि च कालिदासस्य अभिज्ञानशाकुन्तलम् अत्यन्तं रमणीयम् तत्र स्वयं शृङ्गाररसम् अत्यद्भुतरूपेण सः निरूपितवान् इति अपि च अत्यन्तं घोरः युद्धः युद्धसन्दर्भोपि बहु सुन्दरतया निर्मितं बहु सुन्दरतया प्रपञ्चीकृतं महाभारतकारेण व्यासेन एवं बहुधा अपि अत्र संस्कृतभाषायाः कलात्मकता दृश्यते इति